मम राज्ये पारम्परिकशिक्षणं शिक्षणं दीयमानाः संस्थाः बहवः सन्ति एवं तु परम् अहं येषां विषये जानामि यथा गुरुकुलाः सन्ति पुनः संस्कृतविश्वविद्यालयाः सन्ति संस्कृतविद्यालयाः सन्ति गुरुकुलेषु अपि ए एतादृशः गुरुकुलाः भवन्ति यत्र पञ्चवर्षाणां कृते पुनः आजीवनम् अपि शिक्षणकार्यं भवति पुनः यदा विश्वविद्यालयाः सन्ति यथा संस्कृतविश्वविद्यालयः प्रसिद्धः एव तत्र पारम्पिकरूपेण प्राक्शास्त्री शास्त्रीतः आचार्यपर्यन्तं शिक्षणकार्यं भवति वरिष्ठोपाध्यायस्य विषये वरिष्ठोपाध्यायी ये येषु विद्यालयेषु भवति तत्रापि शिक्षणकार्यं संस्क् पारम्परिकशिक्षणं भवति एव तासां वर्धनात्रं वर्धनार्थम् एतत् भवेत् यत् सामान्य सामान्यरूपेण ये विद्यालयाः सन्ति तत्र यत् संस्कृतशिक्षणं भवति त तद् षष्ठीकक्षातः भवति परम् आवश्यकं तु प्रथमकक्षातः एव त अ अतः यत् भाषायाः शिक्षणं यतोहि बाल्यकाले अधिकं भवति अतः पारम्परिक पारम्परिकशिक्षणं तदा एव व वर्धनं भविष्यति पारम्परिकशिक्षणस्य यथा बाल्यकालात् एव संस्कृतभाषायाः पारम्परिकशिक्षणम् एव भवेत्